मम ग्रामे अधिकाधिकं तु जनानाम् आपणः वर्तते स्वस्य आपणम् अनन्तरं जनाः धान्यम् उत्पादयन्ति तस्य विक्रयणमपि कुर्वन्ति अनन्तरं बहवः जनाः शाकानाम् उत्पादनं कुर्वन्ति तत् विक्रयणं च कुर्वन्ति